वा व्यवसायिकी सेवा वदति वा यन्त्रम् दुकानानि अपि सन्ति किन्तु तेषां सङ्ख्या न्यूना भवितुम् अर्हति आधुनिकीकरणेन सह तस्य निर्माणं भिन्न क्षेत्रेषु कर्तुं शक्यते खैर मम क्षेत्रे जनाः स्वजीविकायाः कृते भिन्नान् विकल्पान् चिन्वन्ति केचन जनाः व्यापारव्यवसायेषु निरन्ताः सन्ति यथा दूकानस्थापनम् अनुप्रयोगविक्रयणं परिपालनं च स्वास्थ्यसेवा शिक्षा वस्तीयसेवा वा इत्यादीनि कार्याणि प्रदातुं वा यन्त्रदुकानानि अपि सन्ति यत्र जनाः यन्त्राणि क्रीणान्ति विक्रियन्ते यन्त्राणां परं परं पतम् पुनर्निर्माणं च कुर्वन्ति इदं कार्याणां महत्वपूर्णम् स्रोतः अस्ति तथा च आधुनिकीकरणेन सह आवासीयक्षेत्राणां परितः जनाः विकासिताः सन्ति मम क्षेत्रे जनाः विविधव्यापारेषु कार्येषु च निरन्ताः सन्ति यथा व्यापाराः शिक्षासेवा सर्वकारीयं कार्यं च जनाः स्वजीविकायाः कृते स्वस्य इष्टक्षेत्रे कार्यं कुर्वन्ति यथा व्यापारे जनाः स्वकीयानि दूकानानि चालयन्ति वा व्यवसायिक सेवा ददाति वा यन्त्रदुकानानि अपि सन्ति किन्तु तेषां सङ्ख्या न्यूना भवितुम् अर्हति आधुनिकीकरणेन सह तस्य निर्माणं भवति अस्तु